नमस्कारः मम नाम कौमुदी अहं ह्यस्तने आगतवती आसीत्

आम् ह्यस्तने अहम् उक्तवती आसीत् मम खासः बहु जायते इति आम् सम्प्रति रात्रौ अपि निद्रा न आयाति खास बहु बहु आगच्छति आम् निद्रा क्लेशः बहु क्लेशः वर्तते तत्र ह्यः रात्रौ रोटिका अन्यत् शाकम् नैव सम्यगेव सात्विकभोजनमेव आसीत् आम्

अस्तु आम् महोदय आम् महोदय उष्णजलादिकम् अहं सम्यक् गृह्णामि परन्तु तथा किमपि न डिफ़्रन्स् दृश्यते

अन्यत् किञ्चित् उदरेऽपि किञ्चित् पीडा वर्तते आम् पाचनसमस्या किञ्चित् पाचनसमस्या अपि दृश्यते तत् आम् आम् आम् सम्यग् आम् आम् श्वसनेपि किञ्चित् बाधा वर्तते तत्र रात्रौ बहु खासा आगच्छति श्वसने अपि बाधा अस्ति तर्हि तस्य कृते किमपि औषधं यच्छन्ति वा

आम् आम्

नैव किमपि तत्र क्लेशः नास्ति अन्यत् किमपि क्लेशः नास्ति केवलं निद्रासमस्या अस्ति अन्यत् पाचनसमस्या अनन्तरं श्वः आगमिष्यामि श्वः आगन्तुं शक्यते वा पुनः आम् धन्यवादः आम् धन्यवादः